अत्र स्वजनैस्सह क्रीडनम् इति विषयो न ये क्रीडन्ति ते स्वजनाः भवन्ति इति विशेषः यथा तत्र कबड्डिक्रीडा अत्यन्तं प्रसिद्धा यदा क्रीडायां प्रवेशात् प्राक् सः कः इत्यादि ज्ञानं न स्यात् किन्तु यदा क्रीडार्थं सः एकस्मिन् पक्षे स्वकीये एव यदि पक्षे भवति तदानीं सोपि तत्र स्वस्य गणस्य जयार्थं प्रयतते अतः तदानीं सः एकस्समूहः तत्र प्रत्येकं व्यक्तिगतत्वेन सः भिन्नः चेदपि सामूह समूहरूपेण सः एक एव भवति इति हेतोः तथा तत्र अशयः स्व टीम् इति टीं स्पिरिट् इति यथा उच्यते तद्वत् आत्माविश्वासः तथा स्वगणविषयेपि भवति इति विशेषः अतः तत्र ग्रामीणानां जनानां तदत्यन्तं सम्यक् अस्ति यतः ते इदानीमपि बहु बहुषु पर्वकालेषु पर्वाचरणादिकं संसाध्य एतादृशक्रीडायां सर्वे सर्वे ग्रामीणाः प्रायः तत्र पञ्चाशत् अधिकवयस्काः एवं विंशतिवयसि एव वर्तमानाः एवं नाना भेदाः सन्ति अथवा नाना भेदाः सन्ति चेदपि तत्र क्रीडायां ते एकीभूय भवन्ति अतः क्रीडायां तावत् सर्वेषामपि अत्यन्तं श्रद्धातिषयः आदरः आदरातिशयिश्च वर्तते किन्तु कदाचित् ग्रामीणप्रदेशे एव तत् स्वतः अस्तीति कृत्वा तस्य महत्वम् एवं भवेद्वा न वा इत्यादिकम् अविचिन्त्य अथवा तत्र मध्ये सम्पर्काभावत् कदाचित् तथा ग्रहणमपि स्यात् किन्तु तत्र एतद्विषये स्पष्टपरिकल्पना नास्ति इति हेतोः ते कर्म कृत्वा किञ्चित् धनम् अर्जयित्वा स्वजीवनं यापयेयुः इति बालानां विषये एव ज्येष्ठाः व्यवहरन्ति तदानीं सत्यं तत् विरुद्धमिति नोच्यते यतः सर्वेपि स्वसम्बन्धिनाम् अथवा अन्येषां बन्धुजनानां समृद्धिम् एवं सन्तोषम् एव कामयन्ते इति हेतोः अत्रापि तत् अवश्यं भवत्येव अतः क्रीडायाः महत्वं बहु अस्ति तत्रापि स्वजनैस्सह क्रीडा इति आदावेव स्वजनैस्सह क्रीडा इति तु सर्वत्र भवति तदानीं परिमितत्वेन तत्र यद्यदस्ति सर्वमाकलय्य च अवश्यम् तत्र क्रीडायाः महत्वं जानन्ति पूर्वं यथा उक्तं क्रीडया एव धृतिः इति तत्तु अत्यन्तं विशेषः धृतिः इति वृत्तिविशेषः इत्यपि कदाचित् वदन्ति किन्तु अत्र चतुर्षु प्रकारेषु तस्य यः प्रकारः पूर्वं उपपादितः तेषु प्रकारेषु क्रीडनम् अत्यन्तं समीचीनं भवति अतः क्रीडनविषये सर्वेपि वद्धादराः भवेयुः एवं क्रीडायाः तात्पर्यम् अवगम्य अतः कियत् क्रीडनीयम् इत्यपि तत्र तस्सीमाम् आरचय्य ते कार्यं कुर्युः इत्येव अस्माकम् आशा विशेषेण ग्रामीणजनानां कदाचित् उक्तानु गतानुगतिको लोकः न लोकः पारमार्थिकः गङ्गासैकतलिङ्केन नष्टं मे ताम्रभाजनम् इति कदाचित् काचित् तत्र घटना वर्ण्यते केवलं श्रवणं यदि भवति तर्हि कः क्लेशः अन्यत्र प्रवेशार्थं बहुक्लेशः स्यात् किन्तू तत्र उपविश्य अध्ययनेन विशेषः अस्त्येव तथापि क्रीडनस्य विषयेपि जानीयुः क्रीडामपि जानीयुः सम्यक् च क्रीडयेयुः इत्यत्रैव तात्पर्यम्